गतवर्षे मया आन्लैन् द्वारा वस्त्राणाम् आर्डर् कृतमासीत् किन्तु बहु दुःस्थितौ तत् वस्त्रम् आसीत् पूर्णं छिन्नं पुनः दुर्गन्धयुक्तम् आसीत् अतः आन्लैन् आर्डर् विषये मम तथा आसक्तिर्वा इच्छा वा नास्ति